हा का भा अहम् अस्य विश्वविद्यालयस्य एकः छात्रः अस्ति तस्य पिता वदामि हा एवं तत्र प्रथमसत्रार्धः समाप्तः खलु आं तस्य तस्य रामस्य शास्त्रीप्रथमवर्षीयः अस्ति रामः रामस्य तत्र अङ्कः तथा आगतः खलु फलं प्राप्तं खलु हा तत्र किञ्चित् न्यूनम् आगतं तर्हि तैः किम् इदानिं कर्तव्यं किम् अकर्तव्यम् इति किञ्चित् उपदेशं दास्यति चेत् सम्यक् स्यात् एवमेव एवं वा हा तर्हि तत्र किम् हा तर्हि किं कर्तव्यं तर्हि तत्र समाधानं किमस्ति तत्समाधानं किञ्चित् विषद य यदि हा एवम् एवं वा तर्हि न पठति तर्हि किं स किञ्चित् यदि उपदिष्टः स्यात् किञ्चित् उपदेशः दीयते तस्मै तर्हि सम्यक् स्यात् प्रायः भातीति एवम् एवं कि किञ्चित् तं प्रति उक् हा मम अस्माकं तु वार्तां सः शृणोति यदि भवान् भवन्तः यदि किञ्चिद् वदन्ति तं प्रति तर्हि हा भवन्तः आचार्याः खलु तत् भवन्तः हा एवम् एवम् अस्माकं वार्ता न शृणोति न शृणोति चेत् किमपि न स्यात् भवतां वार्तां यदि शृणोति चेत् सम्यक् स्यात् तस्येव उपकारार्थं भवति किञ्चिद् तं प्रति यदि उपदेशं तस्मै उपदेशः दीयते चेत् सम्यक् स्यात् किञ्चित् बोधयतु तं बोधयन्तु भवन्तः सर्वे मिलित्वा एव क्रियते चेत् अग्रे गत्वा वृत्तिः न भवेत् किञ्चित् सम्यक्तया पठनीयम् एत्तादृशं पुनः यदि एक्ट्रा क्लासेस् दातुं शक्नुवन्ति किञ्चित् अवकाशे तर्हि सम्यक् स्यात् प्रायः एवम् एवं पुनः तत्र तस्य कुत्रचित् दिशाः सन्ति वा तत्र किं व्यवहारे एवं वा सः वदति संस्कृतकथने तस्य समस्या अस्ति यतो हि शिक्षकाः पुनः लाक्डौन्मध्ये सम्यक्तया नाम ते आन्लैन्मध्ये पाठं पठितवन्तः तस्मात् तस्मात् किञ्चित् पाठने न्यूनतागता तस्मात् क्लेशः भवति एवं सः यदा कदाचित् अहं वदामि सः तदा एव वदति अस्माकं प्रति तु संस्कृतं सम्यक्तया न पाठितवन्तः यतो हि लाक्डौन् आसीत् आन्लैन्मध्ये इतस्ततः जातः एवम् एवं तेषामाशयः

एवम् एवं वा तर्हि तस्य एव दोषः हा एवम् अस्तु किञ्चित् तं बोधयन्तु भवन्तः यदि अस्माकं वार्तां न शृणोति हा एवं अस्तु महोदय हा धन्यवादः हा